महोदय नमो नमः अहं सुखान्तप्रामानिकः कथयामि महोदय अहं मासद्वयात् प्राक् शीतव्यजनं कुलर् आर्डर् कृतवान् आसं मासद्वयं सम्यकेव चलितं परन्तु अधुना काञ्चित् समस्यां जनयदस्ति का समस्या नाम अधुना यदा चालयामि पञ्चनिमिषान् यावत् दशनिमेषान् यावत् सम्यकेव चलति परन्तु च चलदेव मध्ये मध्ये स्थगितं भवति स्वयमेव स्थगितं भवति एतत् सर्वं महत् क्लेशाय परिकल्पते अस्माकं कृते तद् महोदय पञ्चदशसहस्रैः एतद् शीतव्यजनं क्रीतमासीत् परन्तु मासद्वयमेव अहम् उपयुक्तवान् अनन्तरम् एषा समस्या दृश्यमानास्ति अहं किं करवाणि एकवारम् आगत्य सम्यक् कृत्वा गच्छतु महोदय